एकदा समुद्रे तरणार्थं प्रयत्नः कृतः तदा कष्टं न अनुभूतम् महातरङ्गैः निवारणं कृतम् कदाचित् मम मनसि इच्छा वर्तते समुद्रतरणं पुनः पुनः करणीयम् इति समुद्रतरणं तु कष्टकरं साहसमयञ्च वर्तते मानवाः वृथा सन्तोषार्थं समुद्रतरणार्थं न गन्तव्यम् केचन मार्गोपायान् अनुसृत्य एव समुद्रतरणार्थं गन्तव्यम्